गीतम् अथवा गीतस्य गायनं ते तत्तु सर्वे कुर्वन्ति परन्तु यदि गायनस्य विषये अथवा गायनमेव यत्स्वीकुर्वन्ति तस्मिन् विषये एव एव ये पाण्डित्यं स्वीकुर्वन्ति अथवा कर्तुम् इच्छन्ति तेषां कृते किञ्चित् अभ्यासः अधिकः करणीयः भवति तत्र गायनस्य समये अथवा गायनसमयं यदस्ति तत् अभ्याससमयः यः अस्ति तत् किञ्चित् अधिकः करणीयः प्रतिदिनं यावत् अर्धघण्टात्मकं न्यूनातिन्यूनम् अर्धघण्टात्मकं यावत् अभ्यासः करणीयः एव भवति तथा कुर्वन्ति चेत् तत्र अस्माकं गायनशैली किञ्चित् वृद्धिः भवति अनन्तरम् अस्माकं कण्ठः यः अस्ति तत् किञ्चित् शुद्धः अपि भवति अनन्तरं तत्र अभ्यासविषये एव किञ्चित् क्लेशम् अनुभवन्ति प्रथमतया क्लेशः अनुभवन्ति अनन्तरं ये मार्गदर्शकाः सन्ति तेषां तेषां मुखान्तरेणैव ये गायनम् अथवा अभ्यासं कुर्वन्ति ते किञ्चित् क्लेशं न्यूनम् अनुभवन्ति तत्र अभ्यासः यदि कुर्वन्ति चेत् अनन्तरं प्रतिदिनं यावत् अभ्यासः कुर्वन्ति चेत् क्लेशः न्यूनः न्यूनः भवति इति आशा